जलम् जीवनम् अतः एव जलस्य जीवनम् इत्यपि पर्यायपदम् अस्ति पेय जलम् अस्माकं जगति अन्यजलानाम् अपेक्षया अत्यन्तं अल्पम् अतः जलं रक्षणीयम् अस्माभिः प्रतिदिनम् उपयुज्यमानं जलम् संशोध्य एव उपयोक्तव्यम् कदाचित् वस्त्रेण कदाचित् नूतननूतन कम्पनी द्वारा यत् उपकरणम् आगच्छति तेन संशोध्य उपयो उपयोक्तव्यम् एवं कुर्मः चेत् अस्माकम् आरोग्यं वर्धते जलस्य शोधनम् सर्वैः अपि अवश्यं करणीयम्